हा हलो हा महोदय श्रूयते ओ आगच्छतु महोदय इदं इदमस्ति भवतां कृते विवध विविधानि यन्त्राणि अत्र उपलभ्यन्ते किमपेक्षते भव भवतां कृते ओ अस्तु आगच्छन्तु अहं दर्शयामि पश्यन्तु अत्र टाप्लोड् इति पुनः फ्रण्ट् लोड् इति यन्त्रद्वयम् अत्र यन्त्रद्वयं विद्यते भवतां कृते अत्र यदपेक्षते तत् भवन्तः स्वीकर्तुं अर्हन्ति टाप् लोड् मध्ये किं नाम अत्र किम् उपरि उपरिष्टात् भवन्तः वस्त्राणि संस्थाप संस्थाप्य अत्र किं कार्यं कर्तुं तत् उचितं भवति फ्रण्ट् लोड् मध्ये भवन्तः बहु समीचीनं भवति पुनः शीघ्रमपि भवति स्वयं भवति पुनः स्वयं तत्र किं शुष्कमपि शीघ्रं भवति एवं विधद्वयमस्ति बहु समीचीनमस्ति नास्ति महोदय इदं बहु सम्यगस्ति किमर्थं नाम भवतां कृते शीघ्रमेव कार्यं तत्र चलति यतोहि महिलाः कर्याणि महिलानां कृते कार्याणि अधिकानि भवन्ति खलु अतः एतत् शीघ्रमेव अर्धघण्टायामेव सम्पूर्णं प्र प्रक्षाल्य शुष्कमपि करोति महोदय

चिन्ता मास्तु महोदय वयमेव आनीय भवतां गृहे फि़क्स् कुर्मः चिन्ता नास्ति भारमिति मा चिन्ता मास्तु वयमेव आनीय तत्र सर्विस् यच्छामः चिन्ता मास्तु हा तदपि समीचीनमस्ति किन्तु अस्य अपेक्षया एतत् किञ्चित् न्यूनं कार्यं करोति अर्थात् शनैः कार्यं करोति बहु वेगेन कार्यं न करोति पुनः शुष्कं न भवति अस्मिन्

ओके ओके हो तर्हि तर्हि टाप् लोड् एव उचितं महोदय भवतां कृते यतोहि अस्तु महोदय अत्र टाप् लोड् मध्ये केजि द्वयतः सप्त केजि पर्यन्तं अत्र प्रक्षालणसामर्थ्यं विद्यते अस्य यन्त्रस्य भवतां प्रायः पञ्च केजि अस्तु महोदय तर्हि एतदेव वरमिति अहं भावयामि महोदय टाप् लोड् एव भवतां कृते समीचीनं भवति सम्यक् अपि कार्यं करोति धने धनमपि न्यूनं भवति भवतां कृते उत्तममस्ति महोदय स्वीकर्तुमर्हन्ति अस्तु महोदय अस्तु महोदय धन्यवादः धन्यवादः